आं भवान् विश्वनाथ होटेल तः वदति किम् ओम् अहम् आगन्तुमिच्छामि तत्र प्रकोष्ठ इत्यादिकं रिक्तं वर्तते वा एकमेव प्रकोष्ठम् अपेक्षितम् अहमस्मि अस्माकम् पत्नी वर्तते तया सह तत्र निवाश निवासयितुमिच्छामि पञ्चदशदिवसेषु दिवसानां कृते अस्तु कति रूप्यके रूप्यकाणि सन्ति एकस्य प्रकोष्ठस्य एकसहस्रं प्रतिदिनस्य वा भोजनादिकं तत् तस्मिन्नेव भविष्यति अथवा भिन्नतः दातव्यं भविष्यति हा अस्तु तर्हि कति शयन शयनव्यवस्था कीदृशी भविष्यति अस्माकं अथवा यद् भविषति अस्माकं भूमौ एव अस्तु अस्तु ए शि इत्यादिकं वर्तते वातानुकूलितं वर्तते अथवा भिन्नम् सामान्यम् अस्तु तर्हि स्नानादिकस्य व्यवस्था यथा पूल् इत्यादिकं भवति स्मिम्मिंग् पूल् इति तत्र वर्तते न अस्ति न वा यतोहि अस्माकं तरणस्य इच्छा बहु भवति अहं तारकः अस्मीति हा तत्र शुल्कं

हा अस्तु इतोऽपि किमपि भिन्नं तत्र प्राप्स्यामि अथवा एतादृशमेव अस्तु तर्हि अहं श्वः पत्न्या सह आगच्छामि धन्यवादः